संस्कृतसाहित्यजगति आचार्य भरतः अलङ्कारशास्त्रस्य प्रवर्तकः अस्ति सन्ति तेन अनेकानि अलङ्कारग्रन्थाः लिखितवन्तः तेषु नाट्यशास्त्रम् अन्यतमः नाट्यशास्त्रे नाटकस्य लक्षणं किं तस्य उपयोगिता किं तत्र रसस्य प्रधानं कथं काव्यस्य लक्षणं किं तदेव प्रतिपादितं नाट्ये अलङ्कारशास्त्रे अलङ्काराः विद्यन्ते बहूनि अलङ्काराः सन्ति तेषु आचार्य भरतः अन्यतमः तेषां योगदानमस्ति नाट्यशास्त्रे नाट्यशास्त्रे रसस्य विषये एव प्रतिपादितं तेन तेन रसः रसस्य विषये किं प्रतिपादितं इत्युक्ते तत्र तेन अष्ट अष्ट रसाः इति प्रतिपादितं यथा शृङ्गारः हास्यः करूणः रौद्रः बीरः भयानकः बीभत्साद्भुतश्चेति नाट्यशास्त्रे अष्टौ रसाः स्मृतम् इति ततः परं तस्य तत् शृङ्गाररसस्य भेदं किं तस्य किं प्रयोजनं कुत्र एतत् विद्यते एतानि विषये तेन प्रतिपादितानि सन्ति अलङ्कारशास्त्रेषु साहित्यशास्त्रे बहूनि महत्वं प्रतिपादितम् अतः अलङ्कारशास्त्रं मम रुचिः इति वर्तते